मम ग्रामे पृष्ठवेदनायाः चिकित्सायाः लोकप्रियगृहोपचारविषये वदिष्यामि पृष्ठवेदना यदा भवति तदा व्यक्तेः कृते बहुकष्टकरं भवति तदा अस्माकम् उपवेशने अपि कष्टं भवति अस्माकं शयने कष्टं भवति किमपि कार्यकरणे किमपि कार्यकरणे तत्र सौकर्यं न भवति अतः पृष्ठवेदना यदा भवति पार्श्वे तु सर्वदा चिकित्सालयस्य उपलब्धिः न जायते तर्हि ग्रामे किं कुर्वन्ति पृष्ठवेदनायाः उपचारार्थं लौकिकरूपेण प्रचलितचिकित्सायाः उपयोगं कुर्वन्ति यथा तैलं मर्दनमाध्यमेन हस्तचालनेन तस्य उपचारं कुर्वन्ति उष्णजलस् उष्णजलेन वस्त्रस्य वस्त्रमाध्यमेन च तत् वेदनायाः स्थाने किञ्चित् समयं संस्थाप्य तेन माध्यमेन अपि उपचारः क्रियते